प्राचीनभारतस्य एकः राजा आसीत् तस्य नाम जलाल् मोहम्मद् उद्दीन् अकबर् सः एकः मुस्लिम् राजा आसीत् मुस्लिम् राजा भवित्वापि सः हिन्दूबालिकायां विवाहः कृतवान् सा हिन्दूबालिकायाः नामास्ति जोधा इति सः अकबर् यः अस्ति सः जोधां प्रेमं कृत्वा विवाहः कृतवान् एवञ्च तस्य नगरं प्रति गत्वा युद्धं कृत्वा जोधाम् आनीतवान् एवञ्च जोधा अपि मुस्लिम् जनानां सह मिलित्वा तस्या हिन्दूधर्म यत् आसीत् तत् न विस्मृतवती इतोपि अकबर् अपि जोधा सह मिलित्वा हिन्दूधर्मं किं कथं भवति इति ज्ञातवान् परन्तु मुस्लिम् धर्मं यत् अस्ति तद् विषये न विस्मृतवान् सः हिन्दूधर्मः एवञ्च मुस्लिम् धर्मः अपि परिचालनं कृतवान् एवञ्च जोधा अपि हिन्दूधर्मस्य परिपालनम् इतोऽपि मुस्लिम् धर्मस्य परिपालनम् अपि कृतवती एवञ्च जोधा कृते मुस्लिम् जनानां नमाज् पठितुम् एतावत् किमपि भवति तद् पठितुम् इतोपि तेषां लि रिवाज् स्वीकर्तुम् उक्तवन्तः परन्तु तत् सर्वं मास्तु इति अकबर् तस्य कृते सूचितवान् परन्तु सा किं कृतवती अकबर् कृते न उक्त्वा सा नमाज् पठितुं गच्छति आसीत् मस्जिद् प्रति तत्रैव गत्वा तस् सा मस्जिद् प्रति गत्वा स्वीकर्तुं गतवती परन्तु तस्मिन् समये जलाल् मोहम्मुद्दीन् अकबर् आगत्य दृष्ट्वा तं मास्तु इति उक्त्वा मास्तु एतत् मा स्वीकरोतु भवती हिन्दूधर्मं मध्ये अस्ति नाम हिन्दूधर्मे एव भवतु मुस्लिम् धर्मं यत् अस्ति तद् केवलं किञ्चिदेव अनुसरणं करोतु तदेव धर्मं भवति सर्वं स्वीकरोतु इति मा स्वीकरोतु इति तस्याः कृते बोधनं कृतवान्